अस्माकं ग्रामे सर्वकारीयः आस्पत्रे एव बहु बृहदस्ति तत्र यदि अस्माकं कण्ठवेदना भवति चेत् तत्र यदि गच्छामः सम्यक् समीचीनतया चिकित्सां चिकित्सां दत्वा प्रेषयन्ति एतद् लोकप्रियम् अपि अस्ति लोकप्रियम् अपि अस्ति तथैव युनिटेड् वैद्यालयमिति अपि अस्ति तत्रापि यदि भवतां कण्ठवेदानादिकं भवति चेत् तत्र यदि गच्छामः चेत् समीचीनतया चिकित्सां यच्छन्ति एवं तदपि लोकप्रियम् अस्ति एवम् एतावदस्ति तथैव तावदुक्त्वा विरमामि